नमो नमः

अत्र बहूनि स्थानानि वर्तन्ते कीदृशं स्थानं भवती द्रष्टुमिच्छति अत्र बहूनि ऐतिहासिकस्थानानि सन्ति यथा तत्र एकः पर्वतः वर् वर्तते तस्योपरि नार्गड् पुनश्च जयगढ इति नाम्ना दुर्गद्वयं वर्तते तत् अटितुं शक्नोति ऐतिहासिकदृष्ट्या बहु प्रसिद्धः प्रसिद्धं स्थानं वर्तते पुनश्च एकः हवामेहल् इति वर्तते तदपि बहू सुप्रसिद्धः वर्तते तदपि द्रष्टुं शक्नोति आम् आम् एकः मृगालयः वर्तते पूर्वं तु अत्र राम्निवासबाग् इति स्थाने आसीत् किन्तु इदानीं तद् देहली रोड् मध्ये तत् गतवान् आसीत् तद् गत्वा द्रष्टुं शक्नोति बहु रम्यः मृगालयः वर्तते तद् द्रष्टुं प्रायः सम्पूर्णदिवसः अपेक्षितः वर्तते यतोहि स बहु बृहदाकारः वर्तते बहवः मृगाः इत्यादयः सन्ति आदिनं तत्र आवश्यकं वर्तते

आम् अस्ति तत्र एकः उद्यानं अस्ति तत् एकं मन्दिरं वर्तते गोविन्देवजी का मन्दिर् तस्य पृष्ठभागे उद्यानं लवकुश उद्यानं इति नाम्ना उद्यानं वर्तते बहुरम्यं उद्यानं वर्तते तत्र बहवः बालकाः अपि क्रीडन्ति तत्र तद् द्रष्टुं शक्नोति पुनश्च एकः दलुद्यानं अपि वर्तते तत् अज्मेर् रोड् मध्ये पिङ्कपर्ल इति नाम्ना ख्यातः वर्तते तदपि बालकानां रमणीयार्थं बहूत्तमं स्थानं वर्तते

भवति कियत् दिनपर्यन्तं अत्र भविष्यति इति किन्तु इतोपि समयः आवश्यकः वर्तते यतोहि एकं दिनं तु मृगालयस्य कृते वर्तते एकं दिनं तत्र ऐतिहासिकस्थानानि तत्र अटितुं शक्नोति पुनश्च त्रयः दिनद्वयमं इतोऽपि अपेक्षितं वर्तते चिन्ता मास्तु चिन्ता नास्ति यत् समयः अस्ति चेत् तस्मिन्नेव यत् भ्रमितुं इ शक्नोति तद् भ्रमणं करोतु इति धन्यवादः